मम राज्यस्य सञ्चारव्यवस्था सम्यक् सुष्ठुरूपेण एव अस्ति मम राज्ये ब् लोकयानानि आटोयानानि द्विचक्रिकाः कारयानानि रेलयानानि विमानयानानि एवञ्च नौकायानानि अपि विद्यन्ते परन्तु अधिकतया सामान्यजनाः छात्राः वा भवन्तु उद्योगिनः वा भवन्तु गृहस्थाः वा भवन्तु ये केपि भवन्ति ते सामान्यतया लोकयानानि एवञ्च आटोयानानि द्विचक्रिकानाम् एव उपयुज्यं कुर्वन्ति रेलयानानि तु एकप्रा नगरतः अपरं नगरपर्यन्तम् अथवा एकं डिस्ट्रिक्टतः अपरं डिस्ट्रिक्टपर्यन्तम् एकं राष्ट्रंतः अपरं राष्ट्रपर्यन्तं गन्तुमेव रेलयानानां उपयोगः अधिकतया क्रियते परिवारजनैः सह कुत्रापि अस्माकं डिस्ट्रिक्ट् विहाय अन्यत् बहिर्विद्यमान डिस्ट्रिक्ट् प्रति गन्तव्यं वा बहिराज्यस्य गमनं गमनार्थं वा अधिकतया रेलयानानि प्रिफर् कुर्वन्ति अस्माकं राज्ये बस्यानानि ये भवन्ति ते सुष्ठुरूपेण एव सन्ति रिज़नेबल् प्रैस् मध्ये एव सन्ति लो कोस्ट् मध्ये एव आनगरम् आप्रान्तम् अटितुं शक्नुमः स्वच्छं भवति इतोपि शीघ्रमेव अस्माकं गम्यस्थानं प्रति प्राप्स्यन्ति चालकाः सर्वेऽपि सम्यक् एव सन्ति भारते सञ्चारः अपि न्यूनव्यवकारी इत्येव न्यूनव्यवकारी अस्ति इत्येव अहं चिन्तयामि किमर्थं नाम भारत विहाय पाश्चात्यदेशेषु देशेषु देशेषु बहु अधिक व्य व्ययकार्य भवन्ति चार्जेस् इत्यादिकं अस्माकं भारते मेट्रो अपि रिसनेबल् प्रैस् मध्ये एव अस्ति बहु शीघ्ररूपेण एव प्राप्तुं शक्नुमः पुनश्च अधुना अधुना इदानीम् इदानीं भारते नरेन्द्रमोदीवर्यः प्रधानमन्त्रिणः वन्देभारत् एक्सप्रेस इति नूतनं यानम् अपि आयोजितवन् आयोजितवन्तः एकं डिस्ट्रिक्टतः अपरं डिस्ट्रिक्टपर्यन्तं बहु अत्यन्त अल्पकालेन एव वयं प्राप्तुं शक्नुमः एतत् सर्वेषां कृते उपयोगाय भवतीति अहं चिन्तयामि